मम प्रदेशे उपलभ्यमानाः सञ्चारव्यवस्थाः सन्ति द्विचक्रिकायानम् आटो यानं बैक् यानं रेल यानं विमानयानं वस् यानम् इत्यादयः कार यानमपि अस्ति सञ्चारे वाधः इत्यस्मात् वयं सञ्चारे बाधः तु तथा नगरेषु तथा नैव दृश्यते परन्तु ग्रामेषु सञ्चारे बाधः वयं कदाचित् द्रष्टुं शक्नुमः यतोहि मम प्रदेशे अत्यधिक अंशः ग्रामः ग्रामीनः सन्ति अत्यधिकांशे तेषु तेषु स्थानेषु यानानां गमनागमने किञ्चित् क्लेशः भवति यानादिकं तत्र जनानां कृते उपलब्धाः न भवन्ति न यदि ग्रामीणः कोपि ग्रामात् बहिर्गन्तुम् इच्छति चेत् तस्यकृते बहुक्लेशः भवति बहु सः अटनं कृत्वा किञ्चित् गत्वा पुनः याने यानं यानं तस्य सः प्राप्नोति ग्रामीणजनानां कृते सञ्चारव्यवस्थायाः असौविध् सौविध्यं तथा वयं न द्रष्टुं द्रष् न पश्यामः